ह्यः एकम् आच्छादनं स्वीकृतवती बहुसुन्दरम् आसीत् तत् तत् रक्तवर्णम् आसीत् तत् काटन् काटन् क्वालिटी मध्ये आसीत् तत् बहुसुन्दरम् अस्ति शैत्यम् शैत्यकाले तत् बहुसम्यक् भवति आच्छादनार्थं बहु अस्ति तत् मौल्यमपि न्यूनम् अस्ति एव क्वालिटी किञ्चित् उत्तमम् एव अस्ति तत् स्वीकृत्य अहं तु बहु सन्तोषम् अनुभूतवती